नलिकाजलं अहं प्राप्नोमि अतः यदि प्राप्यते चेत् मद्जीवने कः विशेषः भविष्यति इति वक्तुं न शक्नोमि तथा च नलिकाजलं स्वच्छमेव मद्गृहे लभ्यते तदर्थं सर्वकाराय धन्यवादं ज्ञापयामि